यदा अहं दण्डयुद्धस्य प्रशिक्षणं प्राप्तवान् तस्मिन् समये तत् प्रशिक्षणं विंशतिदिनात्मकम् आसीत् पूर्वं पञ्चदिनात्मकं यत् अभ्यासं वर्तते तत्तु प्राथमिकशिक्षणं भवति दण्डचालनं कथम कर्तव्यं दण्डं कथं गृहीतव्यं कथं वा पादचालनं कर्तव्यम् एवम् एवं प्राथमिकविषयाः मया तत्र पठिताः अनन्तरं दशदिनं यावत् किञ्चित् विषयः अग्रे गतः द्वन्द्वयुद्धम् इति अभ्यासः तस्मिन् समये अस्माभिः कृतः पञ्चदिनात्मके अभ्यासे द्वन्द्वयुद्धस्य अभ्यासः नासीत् केवलम् एकाकी एव दण्डचालनं कुर्वन् प्रक्रियां कुर्वन् आसम् तदनन्तरं यदा द्वन्द्वयुद्धः आगतः तदा तु दण्डयुद्धस्य महत्वम् अस्माभिः मनसि आगतम् यदा द्वन्द्वयुद्धः चलति तदा अस्माकं अस्माकं कार्यकर्तः अस्माकं यथा शिक्षणं भवति तथा यस्य शिक्षणं भवति तादृशशिक्षार्थी एव अग्रे भवति किन्तु सः आघातं करोति अस्माभिः आघातः निवारणीयः भवति किन्तु सः इदानीं शिरस्य उपरि आघातं करोति वा जानू उपरि आघातं करोति वा कुत्र आघातं करोति इति वयं न जानीमः आघातः आगच्छति झटिति अस्माभिः आघातं निवारणीयं भवति यदा एतादृशद्वन्द्वयुद्धस्य अभ्यासम् अहं कुर्वन् आसम् तदा एकवारं मम मित्रः एव पुरतः आसीत् सः ममापेक्षया बहुसमीचीनतया दण्डचालनं दण्डयुद्धञ्च अधीतवान् आसीत् अतः यदा सः आघातं कृतवान् प्रारम्बे मम अभ्यासः न्यूनताकारणात् अहं तत् आघातुं निवारयितुम् अशक्तवान् तदा तस्य दण्डः मम पादस्य उपरि आपतितः मम पादे बहुवेदना सञ्जाता किन्तु युद्धस्य अनुभवः अस्माभिः प्राप्तव्यम् इति हेतोः पादे वेदना सत्यपि अहं द्वन्द्वयुद्धम् अग्रे कृतवान् तदा अस्माकं शिक्षकः सन्तोषः जी महोदयः आसीत् सः तत् दृष्ट्वा अस्मान् दण्डयुद्धे इतोपि प्रेरितवान् इति वक्तुम् अहं सन्तोषम् अनुभवामि धन्यवादः